यत्किमपि कार्यं भवतु आदौ इत्युक्ते आरम्भसमये सर्वदा स्खालित्यं भवत्येव नियमेन एवं दोषाः अपि भवन्ति एव तेः दोषाः क्रमेण परिमार्जनीयाः तस्य मार्गोपायः अस्माभिः अन्वेष्टव्यः स्खालित्यस्य निवारणाय प्रमुखः उपायः विद्यते अभ्यासः अभ्यासेन स्खालित्यम् अपगच्छति यथा वा स्टेज् फियर् इति यदुच्यते तस्य निवारणोपायः अभ्यासैव पुनः पुनः तत्र भाषणेन तत्र यत् स्खलनं विद्यते स्खालित्यं विद्यते तदपगच्छति एवं दोषाः अपि दोषाः सर् मानवस्सस्तेन दोषाः आचर्यन्ते एव अतः दोषः भवति इत्यतः सः दोषाय नास्ति तस्य अपमार्जनाय उपायः यदि न अन्वीष्यते तदानीम् स दोषाय भवति अतः दोषस्य अपमार्जने अस्माभिः उपायाः अन्वेष्टव्याः तदनुसृत्य अस्माभिः तत्र कार्यं विधातव्यं विद्यते